पुराकालीनगीतानां सङ्गीतं न्यूनं गानम् अधिकं गीतम् अधिकं भूतव भूतवन्तः इदानींतनकाले गीतानां सङ्गीतम् अधिकं भवति पदानि अपि पदानि श् श्रोतुमपि बहवः क्लेशाः भवन्ति किन्तु मह्यं तु उभयम् अपि रोचते रोचेते किमर्थं चेत् सङ्गीतं सङ्गीतम् अपि बहु सम्यक् आय् आसीत् अन् अय् इदानीन्तनकाले गीतानां कोपि गीतेषु केचन गीतेषु तु तु सङ्गीतं बहु सम्यक् आसीत् इदानीन्तनकाले केचन गीतानां केषाञ्चन गीतानां सम्यक् शब्दप्रयोगः अपि अस्ति पुराकालीनगीतानां केवलं शब्दप्रयोगः सम्यक् आसीत् ट्यून् अपि सम्यगासीत् किन्तु सङ्गीतम् अधिकं नासीत् सः एव भेदः